हरि ओम् महोदय नमस्कारः अहं नटराज जोषी इति उडुपीतः दूरवाणीं कृतम् अहं ह्यः अतीव भोजनं कृतम् अतः मम उदरवेदना अतीव वर्तते अनन्तरम् जीर्णं न जातम् अतः किं करणीयं महोदय हा अहं ह्यः एकं कार्यक्रमार्थं गतम् अत्र अतीव भक्ष्यादिकं कृतं तत्र क्षीरपायसं रसायनम् हल्वा इत्यादिकं कृतम् अतः अहम् अतीव स्वीकृतम् अनन्तरं लड्डुकादिकं स्वीकृतम् अतः मम जीर्णं न जातम् अतीव अतीव वर्तते आ क्लेशो वर्तते मम आरोग्यं सम्यक्तया नास्ति अधुना किं करणीयं महोदय

भवति वा

अस्तु हा सत्यम् अस्तु ओहो हो हो हा घृतं वा अस्तु अस्तु परन्तु जीर्णम् अहं शीघ्रं जीर्णं कर्तुं न शक्यते भवति वा उपशम भवति वा पुनः हा

अस्तु हो एवं वा यदा ताम्बूलं स्वीकरोति चेत् जीर्णं भवति वा भविष्यति वा एवं वा परन्तु ब्रह्मचरिणां कृते ताम्बूलं निषेधं वर्तते किल

ओ एवं वा हा हा हा हा आरोग्यार्थं स्वीकर्तुं शक्यते इति भवत्

शक्यते खिल हा अ अ अस्तु अस्तु ज्ञातं ज्ञातं ज्ञातं तक्रमपि स्वीकरणीयं वा हा अन्ते भोजनान्ते तक्रम् हा अस्तु किञ्चित् अस्तु भो अस्तु भो धन्यवादः